मम क्षेत्रे बहवः धार्मिककार्यक्रमाः भवन्ति उत्सवाः अपि बहवः आचर्यन्ते उदारणं ददामि चेत् मकरसङ्क्रान्तिः इति उत्सवः भवति मकरसङ्क्रमणं सङ्क्रमणोत्सवः सः उत्सवः महाराष्ट्रराज्ये तस्य आचरणं भवति अग्रे गच्छामः चेत् होलिका उत्सवः भवति होलिका यदा भवति तस्मिन् दिवसे सर्वे जनाः आनन्देन वर्णोत्सवं कुर्वन्ति परस्परं वर्णं लेपयन्ति गुडिपाड्वा इति उत्सवः महाराष्ट्रप्रदेशस्य प्रमुखः उत्सवः अस्ति जनाः स्वगृहे गुढी निर्माणं कुर्वन्ति इतोपि यदि वदामः चेत् महाराष्ट्रे दीपावली अस्ति अथवा दिपः रक्षाबन्धनमस्ति बहवः धार्मिककार्यक्रमाः अत्र भवन्ति धर्मचक्रपरिवर्तनं दीं भवति तस्य आयोजनमपि अत्र बृहत्प्रमाणेन भवति इतोपि यत्र कुत्रापि वयं प्रतिदिनं सत्सङ्गः भवतु प्रवचनानि भवन्तु एतादृशानि धार्मिकं क् एतादृशाः धार्मिककार्यक्रमः अत्र भवति